हरि ओम् पुस्तकालयः न वा आम् आवश्यकं भगिनी वंशवृक्षः इति पुस्तकं अस्ति वा आम् आवरणं इति संस्कृतभाषापुस्तकम् अस्ति वा स्पर्धात्मकपरीक्षार्थं परीक्षार्थं पुस्तकानि सन्ति वा महाश्वेता तत् तदनन्तरं सुधामूर्ति तया लिखितं हव् ऐ थाट् मै ग्रेण्ड् मदर् अस्ति वा विश्वास् महोदयेन अनूदितानि पुस्तकानि सन्ति वा एस् एल् भैरप्पस्य एवं उत्तमं उत्तमं इदानीं डिस्कौण्ट् अपि अस्ति वा रियायिति आम् भवन्तु कन्नडपुस्तकानां कृते अस्ति वा एवं वा उत्तमं अहम् इदानीं पश्यामि मम कृते एकं वंशवृक्षपुस्तकं अनन्तरं महाश्वेता अनन्तरं आम् एवं कानिचन पुस्तकानि अहं पश्यामि पर्व आम् आम् वदतु भगिनि

अस्तु सर्वं दास्यतु दशपुस्तकानि स्वीकृतवती कति रूप्यकाणि भवति कन्नडपुस्तकम् अत्र महाश्वेता इति स्वीकृतवती

एवं पञ्चविंशतिरूप्यकाणि तु अधिकं न वा किञ्चित् रियायितिं दातुं शक्यते वा इदानीं सम्मेलनम् अस्ति एवं अस्तु धन्यवादाः बहु धन्यवादाः अस्तु राम् राम्